नमस्ते ओला अहं मलेश्वरतः जे पी नगरपर्यन्तं केब् बुक् कृतवान् अस्मि मह्यं तत्र किञ्चित् डिस्कौण्ट् लभ्यते वा यतोहि बहु दिनानि यावत् अहम् ओला मध्ये सञ्चारं कुर्वन्नस्मि कृपया किमपि डिस्कौण्ट् अस्ति चेत् वदन्तु